कथासाहित्ये नाम पुराणेषु एवं पुराणानि वा अष्टादश सन्ति तत्र यद् उच्यते नवीन नाम यत् पुराणेषु उक्तमस्ति याः याः काः कथाः पुराणेषु उल्लिखितानि तानि इदानीं जगति

नाम तथा अस्माकं कथासाहित्यस्य महत्त्वमासीत् नाम तत्र राजानाम् अथवा परिसरं देवः देवतान् उद्दिश्य तत्र कथाः लिखिताः उल्लिखिताः

तदनन्तरं काव्यं काव्येषु चिन्तयामः चेद् कालिदासस्य काव्यं बहु महत्त्वं भजते तत्र रघुवंशं रघुवंशे सः उपमालङ्कारम् उपयुज्य राम नाम रामस्य वंशजाः रघुवंशजाः सूर्यवंशजानां विषये उल्लिखितावान् अस्ति यथा च दण्डिं स्वीकुर्मः दण्डिः यदा स्वस्य ग्रन्थं लिखसि तस् लिखति तदा तस्य ओष्ठौ वेदना आसीत् अतः सः यानि उपूपद्मानीयानि नाम प फ प भ म एतान् अक्षरान् विहाय एव स्वग्रन्थं रचितवान्

मेलनं यथा न स्यात् तथा सः काव्यं रचितवान् अस्ति एवं संस्कृतभाषायाम् एते कथासाहित्यकाव्यसाहित्याः महत्त्वं भजन्ते एवं कलात्मकता दृश्यते